आटो चालकः अशोकः खलु हा अहं सुबोधा वदती अस्मि एकघण्टायाः पूर्वं अहं दूरवाणीं कृत्वा आगन्तुम् उक्तवती भवान् दशनिमेशेषु एव आगच्छामि इति उक्तवान् किन्तु इदानीम् एकघण्टा जाता इतोपि भवान् नागतवान् किमर्थं न आगतवान् अहमत्र प्रतीक्षां कुर्वती अस्मि अन्यनगरं प्रति अपि गन्तव्यम् अस्ति तत्रापि बहुजनाः मम निरीक्षायां सन्ति अतः अहं बहु शीघ्रम् आगच्छतु दशनिमेशेषु आगच्छतु इति उक्तवती भवान् अस्तु इति उक्तवा एतावत् पर्यन्तमपि न आगतवान् अतः अहम् अन्य आटो यानं प्रति गच्छती अस्मि भवान् अत्र न आगच्छतु अहं शीघ्रं गन्तुमिच्छामि अतः प्रस्थानं कुर्वती अस्मि अस्तु वा